मया बहुवारम् अधीतं पुस्तकं रामायणं वर्तते मम इष्टतमः ग्रन्थः वर्तते रामायणे वाल्मीकिमहर्षिः यथा सर्वेषां पात्राणां यथा वर्णनं कृतवन्तः तदहं स्वयं स्ववाचा वर्णयितुम् अशक्यम् तथापि रामस्य यत् चरित्रचित्रणं दृश्यते ते एकपत्नीव्रतः सुपुत्रः सुभ्राता राज्यस्य राजा कथं भवितव्यम् इति सर्वे गुणाः सम्पन्नः रामः बभूव राजादशरथस्य आज्ञां पालनार्थं चतुर्दशवर्षस्य वनवासः स्वीकृतः मातरं भातृजनान् बन्धून् त्यक्ता वनवासार्थं जगाम तस्य भातृप्रेमः भरतस्य कृते द्रष्टुं शक्नुमः एवं सीतायाः कृते आदरभावः तस्याः कृते एव रामसेतुं निर्मितवान् तस्मिन् प्रसङ्गे यदा युद्धे रावणस्य हरणम् अभवत् तदा लक्ष्मणेन उक्तम् स्वर्णमयी लङ्का कियत् सुन्दरं वर्तते इति तदा उच्यते श्रीरामः अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इति अतः एव उच्यते रामो विग्रहवान् धर्मः इति रामायणविषये चलच्चित्रं बहुवारं दृष्टवती